प्रायः अस्माकं जीवनं विद्युदाश्रितः इत्येव नास्ति लेशमात्रं संशयस्य यतः जनाः वयं विद्युद्वारा समस्तानि कार्याणि गृहे वा कार्यालयेषु वा तत्र सम्पादयामः यदि विद्युत् नास्ति अन्धकारः अस्ति चेत् किमपि कार्यस्य साफल्यं न सिद्ध्यति अतः करदीपः महत्वपूर्णः भवति अन्धकारसमये अस्य उपयोगः महत्वरूपेण वर्तते पूर्वकाले टार्च् लैट् केन्डल् लैट् इति तेषाम् उपयोगः अस्माभिः क्रियते स्म आधुनिककाले करदीपः एवमेव पवर् कट् भवति चेत् इन्वर्टर् इत्यादीनाम् उपयोगः महत्वरूपेण वर्तते येन अस्माकं किमपि कार्यं वा भवतु सकाले पूरयितुं शक्नुमः